अहं मम संस्कृताध्ययनं मम दशमकक्षायां कक्षानन्तरं सङ्गीतविद्यालये अहं पाठनम् आरब्धवती तत्र संस्कृतस्य एका परीक्षा अस्ति तदा तदा अहं संस्कृतपठनम् आरब्धवती दशवर्षस्य संस्कृतसङ्गीतपठनार्थम् अनन्तरं पठनम् अनन्तरम् अहं विवाहात् पूर्वं करमनग्रामे आगतवती तत्र सन्देशः महोदयः विश्वसंस्कृतप्रतिष्ठानस्य प्रतिष्ठानम् इति विश्वसंस्कृतप्रतिष्ठानस्य एका संस्कृतकक्ष्या अच् प्रचलति तद् तत्र अनेका शिक्षकाः अस्ति विश्वसंस्कृतप्रतिष्ठानस्य पाठनं किञ्चित् ललितमासीत् किमपि लेखनं नास्ति सम्भाषणं केवलं सम्भाषणमेव तद् अहं दशमः दशदिनकक्ष्या भवति तत्र अहं योजितवती दशदिनकक्ष्यानन्तरम् अहं मम किञ्चित् किञ्चित् संस्कृतं सम्भाषणं कर्तुं आगतम् आगतम् इति अहं चिन्तितवती अनन्तरम् अहम् एकवारमपि दशमदिनं दशदिनकक्ष्यां योजितवती मां चिन्तितवती अहं मम आग्रहः भगवद्गीता अस्माकं भगवद्गीता अस्मागं रामायणं भागवतं सर्वं पठितुं शक्यते खलु भगवद्गीतायाः अर्थं ज्ञातुम् अहम् इच्छामि अहम् अधः अहं संस्कृतपठनं करणीयम् इति चिन्तनम् मम मनसि आगतं तदपि नास्ति मम अहम् एकं वा सङ्गीतम् अध्यापिका सङ्गीतं सङ्गीतं त्यागराजमहा त्यागराजमहोदयः अस्ति स्वातीतिरुनाळ् महोदयस्य सर्वं कीर्तनमपि संस्कृते अस्ति तस्य अर्थम् अपि ज्ञातुम् अहम् इच्छामि अर्थं ज्ञात्वा पाठनं पाठनं पठति चेत् किञ्चित् आनन्दम् आसीत् अतः अहं संस्कृतपठनं अत्यवश्यम् इति मम मनसि आगतम् अतः अहं संस्कृतपठनम् आरब्धवती किन्तु तस्य तस्य वृत्तिः कदा बवन् बा बवेयुः इति अहं चिन्तितवती अदः अहं मम गृहे गत्वा मम पतिः मम पुत्रः पुत्रद्वयमस्ति मम पुत्रद्वयं मम पतिः पतिम् अपि अहं संस्कृतं पाठनं करणीयम् इति चिन्तितवती अनन्तरं मम कपाटिकायां कपाटिकायाम् द्वारे कूपमस्ति सर्वं संस्कृतेन लिखित्वा स्थापितवती क्वथितं पयोहिमं मम पुत्राः पुत्रद्वयस्य कृते किं किम् आवश्यकं तद् सर्वं मा मया अहं एकं पत्रे लिखित्वा कपाटिकायां स्थापितवती कपाटिकायाः उपरि स्थापितवती मम पुत्रः किमपि मलं तमिळ् भाषायाम् आवश्यकं चेति इति वदति चेत् अहं वदामि न न न संस्कृते वदतु अन्दरमेव अहं ददामि इति सः गत्वा तद् पत्रं दृष्ट्वा मम कृते आगच्छति पयोहिमं ददातु इति वदति अनन्तरमहं पयोहिमं ददामि अनेकं वर्षम् अनेकं मासं तद् पाठनं चलति किञ्चित् किञ्चित् अहं वयं संस्कृतेन एव सम्भाषणं करोति गृहे एवं संस्कृतस्य चतुर् चतुर् त्रीणि चत्वारि परीक्षा विश्वसंस्कृतप्रतिष्ठानस्य चत्वारि परीक्षाः अहं प्राप्तवती गीतासोपानस्य प्रथमभागम् अहम् अहं लिखित्वा उत्तीर्णम् उत्तीर्य द्वितीयभागम् इदानीं पठति द्वितीयभागम् इदानीं पठति इतोऽपि पठनं सम्यक् रीत्या भवति चेत् मम अधिकसन्तुष्टा सन्तोषं भवति